मम प्रदेशस्य नाम राजस्थानम् अहं जयपुरनगरे वसामि एतद् गुलाबीनगरी इति नाम्ना प्रसिद्धम् अत्र बहूनि ऐतिहासिकस्थानानि सन्ति केषुचित् ऐतिहासिकस्थानेषु सर्वे जनाः सुखेन गन्तुं शक्नुवन्ति केषुचित् स्थानेषु पूर्वम् अनुज्ञां प्राप्य गन्तुं शक्नुवन्ति यथा हवामहल् इति स्थानं जन्तर् मन्तर् इति स्थानम् आमेर् इति स्थानम् एतेषु स्थानेषु पूर्वम् अनुज्ञां स्वीकृत्य जनाः गन्तुं शक्नुवन्ति अत्र जनाः सामान्यतः समययापनार्थंम् उद्यानम्प्रति गच्छन्ति यथा रामनिवास उद्यानं जवाहर् सर्केल् इति स्थाने अपि गच्छन्ति सामान्यतः जनाः चलच्चित्रं दर्शनार्थम् अपि गच्छन्ति